प्राचीनकाले विज्ञाने संयोजिताः अंशाः अल्पिया एव आसन् अतः तस्य विभजन विभजनस्यापि आवश्यकता नासीत् कालक्रमेण विज्ञानं बहुदा अवर्धत विज्ञानिनः प्रत्यहं नूतनानि आविश्काराणि कुर्वन्ति प्राचीनान् सिद्धान्तान् तिरस्कुर्वन्ति अथवा तेषां संस्करणं कुर्वन्ति अनेन विज्ञानस्य विभजनम् अवश्यकम् अभवत् प्रथमतः विज्ञानं भौतिकविज्ञानं जीवविज्ञानं चेति द्विधा विभक्तम् अचेतन वस्तूनां ज्ञानं प्रथमभागस्य विषयः द्वितीय भागः जीविनां विषयम् अभ्यस्यति पुनः एतौ द्वौ भागौ अवर्धेतां भौतिकविज्ञानं भौतविज्ञानं रसायनविज्ञानं भूगर्भशास्त्रं भूविवरणं खगोलशास्त्रं सागरशास्त्रम् इत्यादिनाम्ना पुनः विभक्तं वर्तते